वस्तुतः संस्कृतभाषायाः यः विस्तारः वर्तते शब्दविस्तार तत् तस्य तु काचित् सीमा अस्ति एव नहि विभिन्नेषु भाषासु विभिन्नासु भाषासु इयं स्थितिः नास्ति तत्र शब्दानां तादृशं बाहुल्यं नास्ति यादृशं संस्कृतभाषायां तस्मात् कारणात् भारतीयभाषायाम् एव न अपि तु अपरासाम् अपि भाषाणां मध्ये यदि समस्या दृशि आगच्छति शब्दविस्तारस्य तदानीं ते अस्य सहयोगं वाञ्छन्ति युरोपियभाषासु नैकासु मध्ये तु व्याकरणस्य उद्भवः एव संस्कृतस्य व्याकरणात् नन्तरम् एव जातम् अस्य अनुकृतिरूपम् एव स्वीक्रियते भाषाविदा तर्हि अन्यासु भाषासु विस्तारस्य कृते शब्दानां यद् बाहुल्यम् अत्र उपलभ्यते तेनेव बाहुल्येन सा समेषां भाषाणाम् उपकारिणी भवितुं शक्यते अथवा अस्ति अयम् अस्ति अस्य महत्त्वम्